हरि ओम् नमस्कारः हा हा नमस्कारः कः अस्ति ओ अस्तु अस्तु एवं वा हा हा किं किं जातं आम् आम् कुशलं हा भवतः पुत्रः तु सम्यक् पठति सम्यक् तत्र अस्ति गृहकार्यमपि सम्यक् कृत्वा आगच्छति हा सम्यगेव चिन्ता नास्ति आमाम् आमामाम् आमां तत्र अहं तत्र क्रीडा अस्ति तत्र धावनक्रिडा अस्ति तत्र आं तत्र किं तत्र दशरथः किं भागं गृहीतुम् इच्छति वा आम् आमामां तत्र योगता अस्ति तत्र हा तत्र वेषः इत्युक्ते तत्र हा पादरक्षा तत्र अवश्यकता अस्ति एवं तत्र किं भवति तत्र एवम् टि शार्ट् जाक्तीयत् एवं भवति किल तत् तत् यदि भवति चेत् समीचीनं भवति एवं तत्र बहु यदि तत्र क्विस्स्पर्धायां यदि तत्र विजय भवति चेत् अनन्तरं अन्न अन्न प्रदेशेषु तत्र गत्वा तत्र किं भवति ओल् इण्डिया तत्र जून् मध्ये किं भवति तत् क्रीडा भवति हा तत्र तत्र गन्तुं शक्यते तत्र आमां हण्डेड् मीटर् टू हण्डेड् मीटर्स् फ़ोर् हण्डेड् मीटर् यैट् हण्डेड् मीटर्स् एवं रूपे तत्र सन्ति आमाम् तत्र तां अहं तत्र बहु दिनात् पुर्वं दृष्टवान् सम्यक्तया भवति स्म इदानीं किं भवति इतोऽपि दस दी तेन समाः तत्र इतोऽपि सन्ति एतदर्थं अहं वदामि किञ्चिदपि प्रेक्टिस् करो करोति सः तर्हि इतोऽपि तस्य सम्यक् भवति तत्र भग् ग्रहीतुं हा एवम् एवं भवान् आमाम् अवश्यं अवश्यं अस्तु अस्तु हा हा अवश्यमवश्यं धन्यवादः